यदि मम अन्यदेशं गन्तुम् अवकाशं प्राप्नोमि तर्हि अहं गोवा प्रदेशे वा अथवा केरलाप्रदेशे वा गन्तुम् इच्छामि किमर्थम् इत्युक्ते मम भविष्यत् कालं तावत् केरलप्रदेशे एव अस्ति किमर्थम् इत्युक्ते मम भविष्यत् कालं तु शैक्षणिकं वृत्तिम् अर्थात् उद्योगः केरलप्रदेशे यदि कृतं चेत् अत्र संस्कृतवाङ्मयं सम्यक् अस्ति इति मया श्रुतम् अतः अत्र गन्तुं प्रभवामि अत एव मम अत्यन्तं रुचिकरम् एवञ्च मनोरञ्जकस्थलं केरला इति